हरिः ओं हरिः हरिः ओं कः आं न श्रूयते न श्रूयते आमामामाम्

आं महोदय वदतु किम् आवश्यकमस्ति आम् आलुकमस्ति कति आवश्यकम् आं क्यारेट् अस्ति आम् अस्तु अस्तु अवश्यम् आं तदनन्तरं किम् आ अस्ति अस्ति अस्ति

आम् आम् अपेक्षया करोति महोदय अहं लिखामि

आलुकं दो किलो आवश्यकमस्ति तद् अनन्तरं तत् तद् अनन्तरम् आं वृन्ताकम् आम् आम् आम् आं ब्रिन्जल् वृन्ताकं कति

आम् अस्ति

आं केबेज् एव अस्ति कति आं तत् किलो मध्ये वयं विक्रेतुं कुर्मः चेत् बृ अस्तु अस्तु न्यूनमेव दास्यामि तर्टीन् हण्ड्रेड् ग्रां भवति चेत्

अस्तु अस्तु अस्तु अस्तु ग्रीन् चिली अस्ति अवश्यम् आ आमाम् अस्ति अस्ति आम् आं तदनन्तरम् अ हा अस्ति आं पनीर् नास्ति कति आवश्यकमस्ति पनीर् अस्ति चेत् अपि टु हण्ड्रेड् ग्राम् अस्ति अधिकं नास्ति

अस्तु सायङ्काले आगमिष्यति आम् आम् अस्तु अस्ति अस्ति ग्रीन् वा आम् आम् आं दास्यामि दास्यामि

आम् आम् आम् आम् आम् इदानीम् अहं टुटल् कथमस्ति भवतीं सूचयामि अस्तु किञ्चित् समयं दास्यतु भवत्याः टोटल् भवति फ़ैव् हण्ड्रेड् ट् सिक्स्टि फै़व रुपीस्

गूगल् पे फो़न् पे मध्ये एव कर्तुं शक्नोति आं तदेव अस्ति आमां तत् तदेव अस्ति आम् आम् भवत्याः आम् आम् अड्रेस् वदतु आम् आम् आम् आम् आम् आं भवती आम् आम् आम् भवत्याः दूरवाण्याः मध्ये मां लोकेशन् एव सः सेर् कर्तुं शक्नोति वा आम् आम् तदेव करोतु

आम् आम् आम् आम् आम् तत् स्वीकरोतु करिष्यति आम् आम् अस्तु अस्तु आम् आं धन्यवादः